मम पुत्र्याः विवाहः अस्ति मया किञ्चिद् कर्णकुण्डलं दर्शयतु सर्वप्रथमं मया कर्णकुण्डलं दर्शयतु कियत् मूल्यम् अस्ति अस्य अस्तु अस्तु एवं च कर्णहारम् अपि अपेक्ष्यते एवं द्वयमेव बृहद् एवं च लघु किञ्चिद् अन्यत् दर्शयतु बालिकानां कृते किञ्चिद् माडेर्न् नास्ति वा अस्तु सम्यक् अस्ति एतद् अहं क्रयामि एवं च कङ्कतम्

लघु जातं किञ्चिद् बृहद् अपेक्ष्यते बहुसुन्दरम् अस्ति अस्य कति मूल्यं एवं नासिकाभरणम् अपि अङ्गुलीयकम् अपि दर्शयतु सम्यगस्ति नूपुरम् अस्ति वा तदपि दर्शयतु एवं च मूल्यं कति जातं सर्वस्य किञ्चित् न्यूनं करो कर्तुं शक्नोति वा

आम् आं सम्यक् अस्तु धन्यवादः अस्तु एवम् एवम् अहम् आगच्छामि